विद्यालयेषु पाठयितुं केचन वस्तूनि आवश्यकानि भवन्ति इत्युक्ते प्रोजेक्टर् वा कम्प्यूटर् तथा अद्यतनसन्दर्भे अद्यतनकाले इण्टरेक्टिव् पेनेल् एवं केचन नूतन टेक्नोलजि द्वारा क्रियमाणे केचन वस्तूनि सन्ति तानि वस्तूनि अत्र अस्माकं ग्रामे ग्रामीणप्रदेशे शिक्षकाय शिक्षिकेभ्यः न लभ्यते तत् दातव्यम् अस्ति तस्य प्रयोजनम् अपि ते कुर्वन्ति अतः तद्दातव्यम्